कश्चन कलाविधः चित्रं लेखनम् अस्ति इति चेत् तद् चित्रं दृष्ट्वा मया ज्ञातुं शक्यते इदं वस्तु वा उत विषयो वा इति कथम् इति चेत् तस्य चित्रस्य किञ्चित् आवरणं कश्चन उपाधिः उपाधिं दृष्ट्वा ज्ञायते इदं वस्तु वा अथवा विषयो वा इति स् य यदि तेन आरभ्यते तया अस्य विषये किञ्चिद् अस्माभिः ज्ञातुं शक्यते तस्य चित्राणाम् अवसरे तस्य विषये बहु ज्ञातुं शक्यते अपि च चित्रस्य विष् चित्रं दृष्ट्वा अस्माभिः ज्ञातुं शक्यते इदं वस्तु वा उतः विषयो वा इति तेन सह चित्रकरणं चित्रं लेखनसमये कश्चन आनन्दः जायते स च आनन्दः कश्चन विशिष्टः भवति अपि च चित्रं यत् यत् लेखितं भवति तद् द्रष्टुमपि योग्यं भवति तद् वस्तु वा भवतु अथवा विषयो वा भवतु एवं च आदौ एव तस्य उपाधिं दृष्ट्वा अस्माभिः ज्ञातुं शक्यते स च वस्तु वा उत वा उत तद् विषयो वा इति